नमस्ते आगच्छतु किं जातं भवत्याः एवं वा कियद्दिनानि जातानि दिनद्वयं यावत् चलति वा भवत्या बहिस्तात् किमपि खादितं वा एवं तर्हि भवत्याः भोजनक्रमः एकवारं वक्तुं शक्यते वा किमर्थं प्रातः न खाद्यते भवत्या वस्तुतः प्रातःकालीनं भोजनं न त्यजेत् इति जानाति खलु

एवं वा अधुना बहुवेदना अनुभूयते वा भवत्याः अस्तु तर्हि इञ्जेक्षन् स्वीकरोमि वा अधुना इञ्जेक्षन् स्वीकरोमि एवं दिनद्वयार्थं गुलिकामपि दा दास्यामि तदनन्तरं भवत्या किञ्चित् स्केन् कृत्वा आगच्छतु एवं वा एवं तत्र भोजनक्रमः चेञ्ज् करणीयः एव तत्र व्यद्यानः भवेत् प्रातः निश्चयेन भोजनं करणीयं भवत्या तत्र मध्याह्नभोजनमपि रात्रि बो भोजनमपि करणीयम् भोजनं कदापि न त्यजेत् एवं वा एवम् शिरोवेदना अपि अस्ति वस्तुतः भवती भवत्या अधिकं जलं प्रब् पिबेत् तत्र जलं पिबति वा भवती प्रतिदिनं कत् कियत् जलं पिबति किञ्चित् सम्यक्तया जलं पिबतु नारिकेलपानीयमस्ति खलु तदपि पिबतु अहम् ओ आ ओ आर् एस् अपि दास्यामि भवत्याः कृते

एवं सम्यक्तया विश्रान्तिं करोतु तदनन्तरं बहिः कुत्रापि गच्छतु भवतु वा अस्तु धन्यवादाः राम् राम्